ह आचार्य

अस्तु आ हा हा ओ हो हो बहूत्तमं बहूत्तमं तर्हि आगच्छन्तु एकवारं पश्यामः वयं तत्र गृहं कथमस्ति हा एवम् एवम् एवम् अस्माकं मुम्बै नगरस्य नाम बान्द्रा सिटि अस्ति खलु तत् तत्रैव अस्ति एवम् एवम् हा एवम् एवं किञ्चित् किञ्चित् गृहद्वयं द्वयाद् अनन्तरमेव अस्ति हा पार्श्वे अस्ति आगच्छन्तु हा हा एवम् एतदेव गृहमस्ति बहु समीचीनं गृहमपि वस्तुतः सम्यगस्ति पार्श्वे एव अमिताबच्चन् अस्ति खलु सः पार्श्वे एव तिष्ठति भोः हा पार्श्वे बाङ्लोमध्ये सः तिष्ठति एवम् एवं तैः बहु उत्तममस्ति आ हा हा तत्र अत्र पार्श्वे आगच्छन्तु तत्र अग्रे नास्ति यानस्य नाम तत् हा हा इतः आगत्य अत् अत्र दक्षिणपार्श्वे अस्ति पश्यन्तु एवम्

तत्र हा तत्र चतुष्चक्रिका अथवा द्विचक्रिका यद्वा भवतु भवन्तः अत्रैव स्थापयितुं शक्नुवन्ति इतः स्थापयित्वा एव भवन्तः किञ्चित् अग्रे गत्वा तत् पश्यन्तु लिट्टि यद् अस्ति इतः लिप्ट्द्वारा एव गच्छन्ति भवन्तः एवम् एवम् अस्माकम् एवमेवमेवम् अस्माकं द्वितीय द्वितीय फ़्लोर्मध्ये अस्माकं तद् अस्ति गृहमस्ति सम्यग् सम्यग्गृहमस्ति भवन्तः तत्रैव हा हा एवमेवम् आगच्छन्तु लिफ़्ट्मध्ये हा अस्तु पश्यन्तु कथमस्ति एतद् डोर् अस्ति इतः डोर्तः किञ्चित् गत्वा अग्रे तद् विण्डो दृश्यते ततः किञ्चित् भ्यू अपि सम्यगस्ति पश्यन्तु तत्र समुद्रस्य समुद्रस्य व्ह्यू एवमेवम् एवं एवमेवं तत् हा एतद् दक्षिणाभिमुखमस्ति वस्तुतः हा दक्षिणाभिमुखमस्ति तद् तद् पूर्वमेकमस्ति परन्तु तद् बुकिङ्ग् तत् प्रायः जातमिति अहं न जानामि तस्मिन् विषये एकवारं प्रष्टव्यं भवति हा हा हा अस्तु अस्तु पूर्वाभिमुखं गृहं तु एतत् अस्ति परन्तु तत् अधुना पिहितमस्ति परन्तु दक्षिणाभिमुखम् एतद् यदस्ति एतत् एतस्य यथा डिसैन् अस्ति तथैव डिसैन् सेम् अस्ति अतः एतदेव पश्यन्तु किञ्चित् हा एतदेव पश्यन्तु तदग्रे तदेव पश्यन्तु पूर्वाभिमुखं

अत्र पश्यन्तु अस्मिन् पार्श्वे एवं तत् शौचालयः अस्ति तत्कथमस्ति सम्यगस्ति

हा तत् प्रथमप्रकोष्ठम् आहत्य एव तद् डैनिङ्ग् रूं भवति खलु तद् डैनिङ्ग् वदेव अस्ति पश्यन्तु तत्र सोपा हा एवम् एवं एवमेवं ग्रि नाम तद् डोर् अस्ति खलु डोर्तः आगत्य एव लेफ़्ट् पार्श्वे गन्तव्यं तत्रेव डैनिङ्ग् अस्ति तत्र आगत्य पश्यन्तु टीव्ही इत्यादिकं सोफ़ा इत्यादिकं तत्सर्वम् अस्ति एवम् एवमेवं एवमेव एवम् एवं इतः विण्डोद्वयमपि अस्ति एवमेवम् एवम् अत्र वातायनं वातायनद्वयमपि हा पाकशला तद् डैनिङ्ग्तः तत् अन्ते पश्यन्तु एकं करिडर् मत् करिडर् वदस्ति ततः गत्वा एवं ले लेफ़्ट् पार्श्वे एव अस्ति एवमेवम् एवं एवम् उन्मुत्तमस्ति सम्यगस्ति हा शयनप्रकोष्ठः तद् डैनिङ्ग्तः डैनिङ्ग्तः बहिः गन्तव्यं डैनिङ्ग्तः रैट् पार्श्वे एव अस्ति नाम नाम डोर्तः आगच्छन्ति चेत् हा डोर्तः आगच्छन्ति चेत् रैट् पार्श्वे एवम् एवमेवं कथमस्ति पश्यन्तु एवमेवं पूर्वदिशि अस्ति सत्यं सत्यं सम्यगस्ति इतः इतः इतः बेड्रूम्तः बेल्कनी अपि अस्ति अग्रे गत्वा पश्यतु वातायनस्य पार्श्वे हा

एवम् एवम् एवमेवं एटाच् बात्रूं हा अस्ति अस्ति अस्ति पश्यन्तु अस्मिन् पार्श्वे अस्ति आगच्छन्तु एतत् पश्यन्तु एवमेवं तत्र बालाः आ हा एवं एवमेवं

एवं एवम् एतद् वस्तुतः

एवमेवं सर्वं स्टोन्द्वारा एव कृतमस्ति अस्माभिः मार्बल् स्टोन् भवति खलु तत् तेन एव अस्माभिः कृतं नास्ति नास्ति नास्ति आ हा न न अत्र आद्रं न भवति नाम किं भवति आद्रं भवति परन्तु

न न स्खलति न स्खलति तथा तथा मार्बल् स्टोन् नास्ति एतद् पश्यन्तु समीचीनतया वस्तुतः शिशूनां कृते शिशूनां कृते अस्माभिः एतत् कल्पितं नाम शिशवः रात्रौ झटिति गन्तव्यं तेषां भवति अतः तथैव तथैव कल्ना एवमेवं इतः किञ्चिदागच्छन्तु अस्मिन् पार्श्वे पश्यन्तु द्वितीयं बेड्रूम् अस्ति हा एतत् सेकेण्ड् बेड्रूम् अस्ति एव एवम् ए च एतद्

नास्ति नास्ति किञ्च अटाच् बात्रूम् एतेन सह नास्ति

एवमेवं एवं हा हा अस्मिन् पार्श्वे किञ्चिदागत्य पश्यन्तु रन्धनशाला तदपि अस्ति हा रन्धनशाला रन्धनशाला एवञ्च तद् बात्रूं तद् नाम शौचालयः तत् तेन सह सम्बन्धः अस्ति किञ्चित् हा न सम्बन्धः अस्ति किञ्चित् इति किमर्थं तत्र बेसिन् इत्यादिकं भवति खलु तद् बेसिन् इत्यादि हा हा परन्तु न न सम्बन्धः नाम डिरेक्ट्लि सम्बन्धः नास्ति न न तथा नास्ति तथा नास्ति

हा वस्तु न न वस्तुतः वाशिङ्ग् मशिन् स्थापयितुं शक्यते तद् अस्माकं किं भवति ड डैनिङ्ग् अस्ति खलु डैनिङ्ग् लेफ़्ट् पार्श्वे किञ्चित् स्थानमस्ति पश्यन्तु तत्कल् नाम अस्माभिः कल्पितं तदर्थमेव हा एवमेवमेवं हा पूल्

हा तत्रैव किञ्चित् स्थलमस्ति नाम तत्र पश्यन्तु किञ्चिद् फ़ोटो यदा स्थाप्यते यथा तत्र मृत्तिकायां यथा किञ्चिद्भवति तत्पश्यन्तु अत्र कृतमस्ति किञ्चित् तथा अतः अत्रैव डेकोरेटिङ्ग् कृत्वा स्थापनीयमस्ति किञ्चिद् एवमेवं एवमेवं सत्यं सत्यं सत्यं एवं सत्यं सत्यं सत्यं

हा एवं सत्यं सें सेम् एव समानमस्ति एवं ना अस्तु अस्तु भवतु तत्र तु एतत् पूजालयः तु सम्यक् अस्ति तत्र चिन्ता नास्ति तत् हा इतोपि सम्यगस्ति

हा मौल्यं वस्तुतः अत्र बान्ध्रा सिटिमध्ये अस्ति मुम्बै नगरे बान्द्रा सिटि अस्ति अतः भारतस्य नाम किम् अमूल्यसम्पदेव अस्ति एतद् बान्द्रा सिटि अतः अत्र मौल्यं किञ्चिदधिकं भवति तथापि भवतां क्लेशः नास्ति अस्माभिः न्यूनमेव उच्यते अत्र वस्तुतः टेन् करोड् टु ट्वेल् करोड् अस्माभिः उच्यते अधुना नाम दशकोटितः द्वादशकोटिपरिमितमस्माभिः उच्यते हा एवं हा अन्तिमं मौल्यं तद् मया न्यूनीकृत्वा एव उक्तमस्ति अन्तिमं तदेव अधुना पश्यन्तु दशतः अस्तु अस्तु एवम् एवम् एवम् एवं न अन्ये अपि

हा

न न पश्यन्तु भूतले अस्ति चेत् आ हा प्रथमं तु अस्तु अस्तु प्रथमं तु हा

ओ हो हो एवं

एवं वा ओ हो अस्तु अस्तु चिन्ता नास्ति अस्माकम् अन्ये अपि सन्ति ते अपि आगमिष्यन्ति ते तु उक्तवन्तः अष्टक अष्टौ नास्ति इति दशपरिमितमपि ते दातुं शक्नुवन्ति परन्तु भवन्तः किञ्चित् सांस्कृतिकाः जनाः सन्ति इति कारणात् मया आनीतम् उक्तं तथा न चिन्ता नास्ति अन्यत्र सौकर्यमस्ति चेत् भवतां तथा कुर्वन्तु चिन्ता नास्ति एवमेवम् अस्तु एवम् एवं हा भवन्तः अपि भवन्तः अपि विचि नाम एकवारं चिन्तयन्तु अस्तु अस्तु अस्तु भवतु भवतु एवं धन्यवादः